अस्माकं पूर्विकाः भारतीयाः वास्तुशास्त्रस्य परिचरणम् कृतवन्तः वयं वयमपि तस्य परिचरणं करणीयम् इति मम अभिप्रायः वास्तुशास्त्रप्रकारे गृहनिर्माणं मन्दिरनिर्माणं सर्वं करोति चेत् सर्वे सन्तुष्टाः भवन्ति इति अहं मन्ये